यदा अहं लघु आसं तदा गायनकाले नाम जनानाम्पुरतः गायनसमये मम किञ्चित् भयं भवति स्म तथा च तस्मिन् समये भयं भयेन मम नाम स्वरस्य अपि किञ्चित् तत्र काठिन्यं भवति नाम स्वरः न श्रूयते इति जनाः वदन्ति स्म तथा च कम्पनम् अपि नाम यदा कस्मिंश्चित् नाम बृहत् किमपि तत्र कार्यक्रमः अस्ति पुरतः बहवः जनाः सन्ति इत्यस्मिन् समये किञ्चित् कम्पनन्तु भवति एव मनसि अतः नाम अनन्तरं यदा अहं बहवः कार्यक्रमेषु गीतं गीतवती अनन्तरं सा अनमसः भयम् इदानीन्तु अधिकं न भवति तथा च कम्पनन्तु न भवति एव तथापि भयम् इदानीं पर्यन्तमपि भवति स्म नाम कथं भविष्यति यदि सम्यक्तया नाम गातुं न शक्नोमि नाम न शक्ष्यामि तर्हि किं भविष्यति सम्यक् भविष्यति वा न नाम तत्र जनाः श्रुत्वा नाम सम्यक् वदिष्यन्ति वा न इति नाम इति एव किञ्चित् भयं भवति यदि सम्यक् न भवति चेत् किं भविष्यति तदेव अहम् अनुभवं कृतवती तदेव अनुभवः अस्ति मम अन्यत् तु किमपि नास्ति तथा भयम् अथवा किमपि सामान्यतया भयं नाम अधुना अपि भवति किन्तु कम्पनन्तु न भवति इदानीम् अभ्यासः जातः अस्ति